सप्तचत्वारिंशच्च त्रिंशत्तधिकनवदशशतकमे अगस्ट्मासस्य चतुर्विंशतिदिनम् पञ्चाशत् शताधिकनवदशशतकमे नव जनवरिमासस्य षड्त्रिंशतिदिनम् त्रयोविंशत्यधिक एकविंशतितमे जून् मासस्य षोडशदिनम् दशाधिकनवदशशततमेशतकतमे मार्च् मासस्य पञ्चदिनम् एक एक एकमधिकनवदशशततमे दिसम्बर्मासस्य दशदिनम्